पारम्पर्यशिक्षिका पद्धतिः मध्ये अधिकं अधिकं माता पितरौ तस्य तस्याः भागमेव अधिकमस्ति प्रथमं एका बालिका वा बालकः वा शिशुः वा माता पितरौ एव पालयन्ति सो प्रप्रथमं शिशुः किं श्रुणोति किं पश्यति किं जानाति तत् तद् बेस् कृत्वा एव सः शिशुः चिन्तयति शिशुः इच्छति शिशुः अनन्तरं करोति सो अस्तिवारं तत्रैव शिशुः मध्ये एव सो तदस्ति वारं के स्वीकुर्वन्ति पालयन्ति मातापितरौ एव सो ते एव सम्पूर्णम् आरम्भे अस्माकं भा पारम्पर्यशिक्षिका एवमस्ति एत् एतद् पटित्वा एव वयम् उत्तमगुणं प्राप्तुं शक्यते इति एकं दृढीकरणं कृत्वा ते पालयन्ति चेत् निश्चयेन आगामिकाले युवकः युवती यदा ते भवन्ति तत्काले ते अस्माकं पारम्पर्यशिक्षीकां इच्छया स्विकृत्य पठितुं शक्यते सो प्रथमं अम्बा पितुः कः ते कुर्मः ते करोति चेत् निश्चयेन अस्माकं शिक्षिका इतः परं सर्वे पठितुं शक्यते अनन्तरं कुटुम्बे ये भवन्ति कुटुम्बे मातुलः अग्रजा अग्रजः एवं माता मातामहि पितामहि सो ते सर्वे अपि अस्माकं पारम्पर्यसंस्कृतिः मध्ये संस्कृतमध्ये किम् अस्ति इति उक्त्वा ज्ञातुम् एकः अवसरः दद्मः चेत् शिशुः बालकः बालकीनां कृते दद्मः चेत् ते ज्ञात्वा पठितुं शक्यते